अत्र नूतनमाध्यमाः अन्तर्जालञ्च मम व्यवहारे साहाय्यं कृतवन्तः अपि च बाधाः अपि अभवन् केच अन्तर्जालाः मम व्यवहारे सहायं कृतवन्तः इति वदामि प्रथमं किं नाम तस्मात् प्राक् अस्तु इदानीं साहाय्यं कथं नाम बहु शीघ्रम् इदानीं धनं प्रेषणीयं भवति हस्ते तु धनं न भवति तस्मात् कारणात् इदानीं गूगल् पे फ़ोन् पे एवं तस्मिन् तावत् धनं सर्वदा भवत्येव इत्येतद् इत्यतः कुत्रचित् इदानीं को वा कुत्र वा भवतु इदानीं मम मित्रम् अन्यत्र आसीत् तस्मै धनं शीघ्रं सः पर्स् मध्ये धनमस्ति इति विचिन्त्य आपणे सर्वं क्रीतवान् परन्तु धनं नासीत् किं कर्तव्यं तस्य निकटे दूरावाणी अपि नास्ति स तु अस्तेनैव व्यवहारं करोति अस्तेन एव व्यवहारं करोति तदा सः मह्यं दूरवाणीं कृतवान् अहं सपदि एवं नम्बर् स्वीकृत्य तत्र धनं प्रेषितवान् एवम् अन्तर्जालं मम व्यवहारे सहायं कृतम् अपि च सोपि तदनन्तरं अन्तर्जालस्य विषयं ज्ञात्वा सोपितस् तद्वारीकृत्य एव मह्यं धनं प्रेषितवान् एवं बाधाः नाम यदि अन्तर्जालं यदुच्यते तद् कदाचित् मध्ये एव स्ट्रक् भवति नाम स्थगितं भवति एवं यदि स्थगनं भवति तर्हि कथं प्रेषणं धनं प्रेषणं वा धनं स्वी धनस्य स्वीकारो वा उत विषयस्य ज्ञानं वा एवं बाधाः इति